हा हरिः ओम् वदी भवान् हा हा भवान् कुत्र अस्ति आमां भवान् कुत्र अस्ति भवान् ह्यः विद्यालयं न आगतवान् किम्

ह्यः ह्यः विद्यालये भवान् नासीद् कन्याकुमारीं गतवान् ओ तत्र गतवान् ओ कदा प्रत्यागतवान् ह ह्यः विद्यालये बहु बहवः पाठाः अधीताः भवतः मित्राणि स छात्राः सन्ति किल ते सर्वेपि सम्यक् पठितवन्तः एकं कार्यं करोतु अहं ह्यः बहु किञ्चित् पाठनं कृतवान् भवान् तद् एकवारं सम्यक् अवलोकयतु अनन्तरं छात्रैः सह भाषणं कृत्वा एकवारं पठतु इदानीं किम् आहूतवान् आं वदतु आम् आम् आम् ओ एवं भवान् ज्योतिषं पठति वा इदानीम्

ओ परीक्षानिमित्तं ज्योतिषं पठति ह बृहज्जातकं पुस्तकं पठति द्रेकाणम् इत्युक्ते राशिः राशेः त्रिषु एकः भागः इति उच्यते अन्यसंशयः अस्ति वा इदानीं भवान् परीक्षार्थं पठितवान् कदा अस्ति परीक्षा

हा इदानीं भवतः पठनं कथं चलति सम्यक् पठति वा भवान् सम्यक् पठति वा इदानीम् हा हा म प्रतिदिनं किञ्चित् संस्कृतं पठतु किञ्चित् संस्कृतेन सम्भाषणस्य अभ्यासं करोतु भाषा निरन्तरं संस्कृतपठनम् अनिवार्यमस्ति अतः भवान् एकं कार्यं करोतु सम्भाषणशिबिरम् एकवारं गच्छतु तत्र सम्भाषणशिबिरेण किञ्चित् भाषापठनं सर्वं भवति गतवान् वा पूर्वं कुत्रापि हा पूर्वं गतवान् वा गतवान् तर्हि इतोपि एकवारमपि सम्यक् गच्छतु अथवा सम्यक् स एकवारं सम्भाषणं सम्यक् पठतु

हा प्रतिदिनं संस्कृतपठनमपि आवश्यकम् एकविषये एकस्मिन् विषये प्रतिदिनं संस्कृतपठनम् अनिवार्यमस्ति यद् पठति तद् अन्येषां छात्राणां स्वयं पाठयतु तत् पाठमस्ति चेद् बहु सम्यक् अवगमनं भव् अतः पठनेन सह पाठनमपि भवतु हा इतोपि किमस्ति कः विशेषः गृहे सर्वम् कुशलीनः हा पठनमपि सम्यक् प्रचलति किन्तु भवान् मध्ये मध्ये विद्यालयं नागच्छति प्रतिदिनं विद्यालयम् आगच्छतु अस्तु इदानीम् तद् कार्यमस्ति भवान् अग्रे गृहं विद्यालयमागच्छेत् तस्मिन् समये भाषणं कुर्मः अस्तु